अस्तु नमस्कारः अहं गुलसत्यनारायणः भारते सर्वत्र इदानीं क्रीडाः क्रीडाः बहवः क्रीडन्ति बालाः बालाः बालिकाः विद्यालयेषु यु य युवकाः मैदानेषु क्रीडन्ति ज्येष्ठाः तत् तेषां समयः न भवति ये एवं क्रीडाः क्रीडन्ति चेत् शारीरिकः मानसिकः मानसिकः स्वास्थ्ये उत्तमम् एवम् आरोग्यं समीचीनं भवति स्वास्थ्यं सम्यक् भवति एवमेव इदानीं भारतदेशे अपि यौ युवकानां युवानाम् विषये यूत् गेम्स् नाम्ना बहु उत्तमम् कार्यं चलत् अस्ति तेन इदानीं बहुत्रापि एवं य ग्रामेषु अपि छात्राः नो चेत् युवकाः सर्वे अपि क्रिकेट् रूपेण क्रीडन्ति क्रिकेट् क्रीडन्ति इदानीम् अस्माकं विद्या दूरदर्शने यथा गच्छति कबड्डि नाम्ना प्रो कड् प्रो कबड्डि नाम्ना क्रीडा आगच्छति तत् पूर्वमेव अस्माकं भारतदेशस्य क्रीडास्ति किन्तु तेषां क तस्य क्रीडा सा क्रीडा आसीत् पूर्वं पुरातन क्रीडासीत् किन्तु ग्रामेषु एव क्रीडन्ति स्म इदानीं बहुत्र कबड्डि क्रीडा सम्यक् चलत् अस्ति एवं सा आरोग्याय समीचीनमपि भवति स्वास्थ्यं समीचीनं भवति मानसिकः मनः अपि सम्यक् भवति इति अहं चिन्तयामि